उत्सवेषु अहं बहूनि खाद्यानि पचामि उत्सवे तु अधिकं किं भवति नाम चक्कुलिः अनन्तरं कोसुम्बरी व्यन् व्यञ्जनम् अनन्तरम् अन्नं सां साम्बार् अन्नं क्व क्वथितं मधुरम् अधिकानि अस्माकं कन्नडभाषायाम् उच्यते मधुरे वैशिष्ट्यं यद् वर्तते लड्डुकम् इति तत्र विविधाः भवन्ति विविधानि विविधानि मधुराणि कुर्वन्ति विशिष्टम् अस्माकं ग्रामे यत् पोळिकां कुर्वन्ति पोळि अहं पोळिका कर्तुं बहु उत्साहेन इच्छुका करोमि तथा च उत्सवेषु अधिकं मधुरमपि भवति कटुः अपि भवति कटुः नाम अन्नं क्वथितम् एवं भवति मधुरं नाम पोळिका तत् प्रति एकं मधुरं मैसूर् पाक् इति उच्यते रस्गुल्ला इति उच्यते एतादृशं भिन्नं भिन्नं मधुरं भवति